गृहपशवः नाम वयं पालयामः पशूनां तत्र मम तु धेनुविषये मम तु बहुप्रियं नाम धेनवः अस्माकंं मनः सम्यक् अवगच्छन्ति वयं यदा क्षीरदोहनार्तं गच्छामः दोहनं कुर्मः कीटाः आगत्य तान् इत्युक्ते दशंति चेदपि वयम् एवं दोहनं कुर्वन्तः स्म इति कारणतः कष्टेन ते अस्माकं कष्टं न भवति इति बहूप्रीत्या एवं स्थित्वा यच्छन्ति पुनः ते वयं यदा गृहतः अन्यत्र गच्छामः इति ज्ञायते यदा बहु रोदनमिव आह्वयन्ति आह्वयन्ति अम्बा अम्बा इति बहु रोदनं कुर्वन्ति ते अवगच्छन्ति वयं वहिः गच्छन्तः स्म इति यदा आगच्छामः तदापि आनन्देन ते अस्मान् आह्वयन्ति गोष्ठम् आगच्छतु इव सम्यक् भाषणं न शक्नुवन्ति तथापि तेषां भावः वयम् अवगन्तुं शक्नुमः बहुप्रियं धेनुः इत्युक्ते मम तु